भवन्तः यद् पेक् कृत्वा प्रेषयन्ति यदि मम गृहं किञ्चित् दूरे अस्ति तद् औष्णं गच्छति चेत् भोक्तुं वा पातुं वा न शक्नुमः तर्हि यथा औष्णं न गच्छेत तदनुगुणं भवन्तः पेक् कृत्वा कृपया तद् प्रेषयन्तु यः आनयति तेन सह यतः किञ्चित् ओपेन् भवति चेत् तत्र औष्णम् अपगच्छति तेन रुचिः अपि न भवति एवं स्वीकरणेन लाभः अपि नास्ति